शेर् मार्केट् इत्युक्ते व्यवहारसम्बद्धं किञ्चित् मार्केट् अस्ति तत्र बृहत् बृहत् कम्पनीजनाः किं कुर्वन्ति इत्युक्ते ग्राहकाणां कृते किञ्चित् कम्पेन्याः भागं ते शेर् कुर्वन्ति शेर् इत्युक्ते भागः इति नाम यः कोऽपि ग्राहकः यस्याः कस्याः अपि बृहत्संस्थायाः कियत् प्रतिशतपर्यन्तम् शेर् स्वीकरोति तस्या संस्थायाः लाभेषु अपि सः तावत् पर्यन्तं स्वीकर्तुं शक्नोति एवञ्च कम्पनी कृते नष्टं जातं चेदपि तेन ग्राहकेण तत् वोढव्यं भवति एवम् शेर् मार्केट् प्रतिदिनम् अस्थिर् अस्थिरतां भजते किमर्थम् इत्युक्ते यस्याः कस्याः अपि संस्थायाः लाभत्वे वा नष्टत्वे वा स्थिरं न भवति प्रतिदिनं लाभनष्टयोः मध्ये व्यत्यासः जायते अथवा कदाचित् अत्युत्तमलाभदायकसंस्था झटिति एव नष्टत्वं प्राप्तुं शक्नोति तस्मिन् सन्दर्भे ग्राहकाणां कृते बहु तत्र क्लेशः भवति कदाचित् नष्टयुक्ता संस्था लाभदायिका अपि भवितुम् अर्हति तदानीं ग्राहकाणां कृते लाभः भवति एवं क्वचित् शेर्मार्केट्वशात् ग्राहकाणां कृते लाभः अपि भवति ग्राहकाणां कृते नष्टः अपि भवति यदा संस्थायाः लाभः तदा ग्राहकाणां अपि लाभः यदा संस्थायाः नष्टः तदानीं ग्राहकाणाम् अपि नष्टः एवं शेर् मार्केट् इत्येतत् प्र प्रतिदिनम् अस्थिरतां भजते अतः तद् अपायकरम् अत् इत्युक्ते किञ्चित् रिस्क् अपि अस्ति किमर्थम् इत्युक्ते अत्र स्थिरता नास्ति स्थिरता अस्ति चेत् रिस्क् न भवति परन्तु अत्र किमपि स्थिरता नास्ति तस्मात् कारणात् तत् रिस्क् अत्यन्तम् अधिकं भवति अतः एतत् अपायकरम् अपि इति अहं वक्तुम् इच्छामि भारते डिजिटल् एप् इत्यत्र शेर्विपण्याम् किञ्चित् परिवर्तुम् अपि कृतम् इति अहं वक्तुम् इच्छामि